अत्र शिल्पे सामान्यतया पौराणिक अथवा साम्प्रदायिकविचाराः एव वर्तन्ते अत्र अस्मिन् दिनस्य राजनैतिकविचारान् शिल्पे द्रष्टुं न शक्यते सामान्यतया किन्तु प्राचीनकालस्य अपि राजनैतिकविचारान् साक्षात् ते न प्रकटयन्ति किन्तु तद् उपयुज्य वयं विचिन्त्य कानिचन राजनैतिक अंशान् ज्ञातुं शक्यते तावदेव किन्तु तस्य तान् तान् उपयुज्य वयं किमपि एत एतदेवमेव अथवा इदं इत्थम् इति निश्चयेन वक्तुं न शक्नुमः कानिचन ज्ञानान् वयं ज्ञातुं शक्नुमः अथवा कानिचन अन्वेषणार्थं किञ्चित् उपयोगाय भवति तावदेव किन्तु एतादृश शिल्पान् उपयुज्य वयं कानिचन प्रश्नान् कृत्वा इतोपि अध्ययनं कर्तुम् उपयोगाय भवति अत्र काल द्वारा कथं द्रष्टुं शक्यते इत्युक्ते अत्र उपयुक्तानां शिलानाम् अध्ययनं तदनन्तरं तेषाम् वैखरिं दृष्ट्वा कालगणनां कर्तुं वयं शक्नुमः कानिचन सन्दर्भे कानिचन राजवंशानां शिल्पकला अति रमणीयं वर्तते उदाहणार्थं होयसलवंशम् ते तेषां शिल्पं अति रमणीयतया कृतवन्तः किन्तु अन्य कानिचन वंशाः समर्पकरित्या कृतवन्तः किन्तु रमणीयता नास्ति तथा कानिचन वंशस्य कानिचन भिन्न भिन्न रीतिः वर्तते तत् दृष्ट्वा वयं कालगणनां कर्तुं शक्नुमः किन्तु इदमित्थम् इति वक्तुं न शक्नुमः सामान्यतया एवं स्यात् इति वक्तुं वयं नास्ति चेदपि प्राज्ञाः शक् शक्नुवन्ति इति मम अभिप्रायः